मम इष्टतमं साहित्यिकपात्रं रामः अस्ति रामस्य पात्रम् एतदर्थम् अहं चिनो चिनोमि एतस्य कारणमपि तादृशः अस्ति भगवान् रामः मर् मर्यादापुरुषोत्तममस्ति तथा आगतानां स समस्यानां निवारणार्थं स स सदैव धर्मरूपेण सामदामदण्डभेदः एतत् एतत् च आवलीं स्वीकृत्य तेषां निवारणं करोति तथा च सः अतीव न्यायप्रियः आसीत् तथा च तस्य राज्ये कोपि जनाः अन्यायं न्यायं न्यायं प्रति न्याय न्यायस्य परावृत्तः न भवति सदैव सः तान् प्रजान् न्यायपालनं योग्यं समर्थरूपेण अकरोत् तथा च तस्य एष एतादृशी विचारसरणी मां कृते अतीव आवश्यकं तथा च उपयुक्ता अस्ति इति अहम् मन्ये तस्य शिक्षणं तस्य न्यायप्रणाली तथा च त तस्य तस्य विचाराणां मेलनेन प्रभाविता भूत्वा अहम् एतदेव शिक्षितवती यत् वयं सर् वयम् सदैव न्यायमार्गेण न्यायपथेन गन्तव्यं तथा च तेषां कृते तस्य आदर्शानां पालनं कुर्मः तस्य पात्रस्य रामस्य पात्रस्य आसक्तिकारकं घटना वा घटनायाः वर्णनं क करणीयं त तथा पूरतः तस्य भार्यामपि ना त्या यदा न्यायदानं सः अकरोत् तदा बा पुरतः यदि तस्य भार्या अपि अस्ति त तर्हि सः राजारूपेण न ताम् तां प्रति पृच्छन् दृष्यति पश्यति एतदेव मम कृते अतीव आसक्तिकरा घटना अस्ति